मम प्रदेशे त्रिपुरसुन्दरी मन्दिरं कसवाकाली मन्दिरं जगन्नाथमन्दिरं अस्य पूजास्थानानि सन्ति त्रिपुरासुन्दरी मन्दिरं त्रिपुरा प्रदेशस्य राजधानि आगर्तलायाम् अस्ति त्रिपुरा प्रदेशस्य एकः राजा त्रिपुरसुन्दरीमन्दिरं निर्माणं कृतवान् आसीत् एकपञ्चाशत् शक्तिपीठयोः मध्ये त्रिपुरसुन्दरीमन्दिरम् अपि एकम् अस्ति तत्र काली मातुः पूजा भवति प्रतिवर्षे दीपावलिमहोत्सवस्य समये त्रिपुरसुन्दरीदेवालये बहु बृहत् रूपेण उत्सवः पूजा च प्रचलिष्यति उत्सवाः समुदायस्य अस्मितां बहुधा प्रभावयन्ति तेन परस्परं सौहार्दता मानवेषु आगच्छति एकस्मिन् वर्षे दुर्गापूजा बृहत् रूपेण आचर्यन्ते पञ्चदिवसानि यावत् दुर्गादेव्याः पूजा भविष्यति मृत्तिकाम् उपयुज्य देव्याः मूर्तिनिर्माणं भविष्यति पूजा अनन्तरं विसर्जनं भवति